चलचित्राणि वस्त्रविषये वस्त्रवि विषये अधिक अधिकसन्तुष्टः सन्तुष्टा नास्मि किम् इत्युक्ते अधि भारतीयसंस्कृतिः यद् धारयितुम् वक्त वक्तव्यं यद् धारयितुं धारणं भवति इति